अद्यतनकाले तन्त्रज्ञानं बहु आवश्यकम्

तन्त्रज्ञानेन अस्माभिः करणीयानि बहूनि कार्याणि किञ्चित् कालेन एव कर्तुं शक्यते अस्माभिः कुतः चेत् कुतः चेत् रेल् यात्रा रेल् यात्रायां रेल्स्थानं नण अत्र कुत्र रेल् प्राप्तं द आगामिनं स्टेशन् किम् इत्यादि कार्याणि रेल् ई टिकेट् बुक्किङ्ग् इत्यादीनि कार्याणि च तन्त्रज्ञानेन कर्तुं शक्यते एवं तन्त्रज्ञानेन रूप्यकाणि अपि एतत् उपयुज्य विनिमयं कर्तुम् अस्माभिः शक्नोति अतः आधुनिककाले तन्त्रज्ञानं बहु आवश्यकम् तन्त्रज्ञानेन अस्माभिः क्रियमाणं कार्याणां काठिन्यं बहु न्यूनं कर्तुम् अस्मा अस् बहु न्यूनं कर्तुं शक्नोति अस्माभिः अनन्तरं तन्त्रज्ञानम् अतीव अतीव सरलरीत्या एतद् कर्तुम् अस्माभिः कर्तुं शक्यते